उद्योगस्य व्याप्तिविस्तारे तन्त्रज्ञानम् अत्यन्तम् आवश्यकम् इदानीन्तनकाले कथम् इति चेत् तन्त्रज्ञानेन सुलभतया न्यूनव्ययेन स्वल्पसमये कार्यं कर्तुं शक्यते तदा तदा उद्योगस्य व्याप्तिः भवितुम् अर्हति तत् अवश्यकमपि न न केवलं सुलथतया तद् अपि आवश्यकमस्ति स्पर्धा अस्ति भिन्नभिन्नकार्यालयेषु स्पर्धेषु अपि नूतनं नूतनयन्त्रतन्त्रज्ञानम् अव् अनुवर्तनं करणीयं नूतनः आविष्कारः अपि करणीयः तादृशः अस्ति चेदेव वयम् अग्रे गन्तुं शक्नुमः उद्योगानां विषये अपि अहं तु बहवः तन्त्रज्ञविषये नूतनां नूतनां पद्धतिम् अवलम्ब्य लघुसमये कार्यं कर् कार्यं कर्तुं शक्नुमः